आं महोदयः श्रूयते आं महोदयः अहं सुभाश्मि भवान् कः हा भवान् किमर्थं मां दूरवाणीं कृतवान् किं कम्प्लेन्ट् महोदयः किमर्थमागतम् अहं किं कृतवान् महोदयः नास्ति महोदयः अहं द्विचक्रिकायानं न स्वीकृतं भवतः पार्श्वे हा प्रमाणमस्ति वा अहं द्विचक्रिकायानं स्वीकृतं किं महोदयः

नास्ति महोदयः दिनत्रयात् पूर्वमहं तिरुमलां गतवान् आं महोदयः परन्तु अहं दिनत्रयात् दिनत्रयात् पूर्वमहं तिरुमलां गतवान् अतः कथमहं नेतुं शक्नोमि एकव एकवरं चिन्तयतु महोदयः अहमत्र नास्मि तर्हि कथं नेतुं शक्नोमि नास्ति महोदयः अहम् अत्र नासं नास्ति महोदयः भवान् इन्वेस्टिगेषन् करोतु नास्ति महोदयः अहं तिरुमलां गतवान् तर्हि अहं कथं आं सत्यं महोदयः परन्तु अहम् अत्र नासं तर्हि अहं कथं स्वीकर्तुं शक्नोमि आं महोदयः आं महोदयः नास्ति महोदयः एकवारं कृपया इन्वेस्टिगेषन् करोतु नाम तस्य परीक्षां करोतु कुत्र अस्ति अहमेव न वा एकवारं विचार्य अनन्तरं मां वदतु आं महोदयः अस्तु महोदयः क्षम्यतां महोदयः अहमेव स्वीकृतवान् महोदयः आं महोदयः क्षम्यतां महोदय